श्रूयते वा महोदय मम महोदय मम नाम हरिहरन् किञ्चित् त्वरया स्टिच् कर्तुं शक्यते वा एकः सूट् दातव्यम् अग्रिम सप्ताहे किञ्चित् अर्जेन्ट अस्ति महोदय सूट् सूट् स्टिच् करणीयम् कति दिनानि अपेक्षते अस्तु आम् तथैव ना कति रूप्यकाणि सम्पूर्णम् एवम् एवं वा किञ्चित् न्यूनीकर्तुं शक्यते वा करणीयम्

सर्ट् करणीयम् इत्युक्ते सूट् कोट साकं आम् आम् नूतन मेव रेमण्ड्स् वा सियाराम वा रेमण्ड्स् वा सियाराम वा रेमण्ड्स् वा न तु सियाराम वा सूट् मेटिरियल् भोः रेमण्ड रेमण्ड कुर्मः वा आ सियाराम रेमण्ड्स् इव नास्ति इति वा

जु जून्मासात् नन्तरमेव वा आगमिष्यामि भोः धन्यवादः